मम प्रदेशे गुणामण्डले एकं संस्था वर्तते तस्य नाम आचार्यवाचस्पति शुक्लसंस्कृतवेदविद्यालयः अयं विद्यालयः महर्षिसान्दीपनी राष्ट्रीय वेदविद्याप्रतिष्ठानद्वारा सञ्चालितः वर्तते अस्मिन् विद्यालये छात्राः सम्यक् रूपेण वेदानाम् अध्ययनं कर्तुं शक्नुवन्ति तथा च अस्मिन् विद्यालये बालकानां कृते सम्यक् व्यवस्था वर्तते तत्र ते तत्र गत्वा वेद वैय्याकरणं साहित्यं दर्शनं ज्योतिषम् इत्यादि विषयाणां सम्यक् अध्ययनं कुर्वन्ति तथा च अग्रे शास्त्री आचार्यकर्तुं महर्षिपाणिनी संस्कृतवैदिकविश्वविद्यालयाः अपि वर्तते तथा च केन्द्रीय संस्कृतविश्वविद्यालयस्य भोपाल्परिसरः अपि अस्माकं प्रदेशे वर्तते तथा मध्यप्रदेशसंस्कृतसंस्थानेषु छात्राः तत्र गच्छन्ति तथा च सम्यक्रूपेण तत्र पठन्ति